हेलो हरि ओम् आ अत्र वित्तकोश वित्तकोशे यत् धनं चोरितवान् भवान् अत्र अहं दृष्टवान् अहं पोलिस् स्टेषन् तः अधिकारी कुर्वन्नस्मि न चोरितवान् अत्र ज्ञायते भवान् गृहीतो अस्ति तत्र विद्यमानाः जनाः सर्वे उक्तवन्तः सर्वे दृष्टवन्तः प्रातः दशवादने भवान् आगत्य एक एकलक्षधनं चोरयित्वा चोरित्वा गतवान् गृहे कुत्र आसीत् धनं चोरितवान् न चोरितवान् इति कथं अत्र सर्वे तत्र सेक्युरिटि जनामपि भवान् ताडित्वा गतवान् न ताडितवान् वा कस्मै अपि न तत्र विद्यमानाः सर्वे आपणिकाः तत्र मार्गे विद्यमानाः सर्वे भवतः नाम उक्तवन्तः तदर्थमहं दूरवाणीं कृतवान् यदि भवान् न न अङ्गीकरोति तर्हि शिक्ष् शिक्षितो भवति भवान् अङ्गीकर्तव्यमेव भवतः गृहं कुत्र अस्तीति वदतु तत्रैव आगत्य स्वीकृत्य आगच्छामः भवन्तम् दण्डं दीयते यदि अङ्गीकरोति तर्हि सम्यक् आग आनीय धनं दातव्यमेव इतः पूर्वमपि बहूनि भवतः उपरि केस् सन्ति चोर चोरकार्यस्य जानाति वा भवान् केस् सन्ति पूर्वं के आर् मार्केट् मध्ये पुनः तिरुपति मार्केट् मध्ये बहूनि वस्तूनि चोरितवान् भवान् भवतः ग्रूप् मध्ये विद्यमानाः सर्वे अपि गृहीतो भवन्ति यदि भवान् न अङ्गीकरोति पश्यतु इदानीम् यदि आ व आगच्छतु तत्र दर्शयामि सि सि टि वि मध्ये भवतः फोटो अस्ति प्रातःकाले दशवादने भवान् चोरितवान् आ आगच्छतु तर्हि डैरेक्ट् स्टेशन् एव आगच्छतु नो चेत् अहमेव आगत्य स्वीकृत्य गच्छामि अस्तु